हरि ओम्

अहं कुशलिनी भवती

इदानीं सः सः बोस्टन्नगरे अमेरिकायाः बोस्टन्नगरे अस्ति सः एम् एस् करोति एक एव पुत्रः भवत्याः पुत्रः अथवा पुत्री वा पुत्र्यौ एकस्याः

कुत्र कुत्र पुत्री कुत्र कार्यं करोति पुत्री पुत्री पुत्री पुत्री पुत्री द्वितीया पुत्री कुत्र कार्यं करोति बेङ्ग्लूर्नगरे सा सा एकाकिनी वर्तते वा तथा

पुत्री तत्र बेङ्ग्लूर्नगरे हास्टेल् मध्ये अस्ति वा पी जी तस्याः कार्यं कथं वर्तते हा काफ़ी मम गृहम् आगच्छतु भवती काफी पानार्थं

भवत्याः पतिः पतिः किं करोति

गृहे एव गृहे कार्यं करोति मम पतिः नास्ति सः दिवङ्गतः हा चिन्ता मास्तु पर्वा चिन्ता मास्तु

अहं हा हा अहं पूर्वे महाजना महाविद्यालये संस्कृतप्राध्यापिका आसम् इदानीम् अहमपि निवृत्ता गृहे एव अस्मि गृहे पुस्तकानां पठनं लेखनं इत्यादि कार्यं करोमि गृहकार्यं अस्ति किल तत्करोमि हा भवतु पुनर्मिलामः आगच्छतु गृहं प्रति

भवतु नमस्कारः